मम प्रदेशे वृष्टेः आरम्भात् पूर्वं मालिन्यसंस्करणं सम्यक् कृतम् आस्तीत् जैवमालिन्यानि प्लास्टिकवस्तूनि इलेक्ट्रानिक् मालिन्यानि सर्वं विभज्य संस्करणम् अकरोत् गृहं प्रति गत्वा अन्तेवासिनम् एतत् एतत् विषयम् अधिकृत्य कक्षाम् एव क्षालयति कथम् एलेक्ट्रानिक् मालिन्यानां संस्करणं करोति कथं प्लास्टिकवस्तूनां शेखरणं कर्तुं शक्यते जैवमालिन्यानि कथं गृहे एव संस्करणं कर्तुं शक्यते इत्यादि विषयान् अधिकृत्य कानिचन कानिचन सरलमार्गानि सरलमार्गानि सरलमार्गानि गृहवासः अन्तेवासिनं प्रति ददाति अनन्तरम् प्लास्टिकवस्तूनि प्लास्टिकवस्तूनि नद्यां तथा भूमिं प्रति निक्षिप्य न न निक्षेपणं न निक्षेपणं न करणीयम् इत्यपि वदति